मया बहुवारं पठितं पुस्तकं वर्तते माटगाति इति कन्नड कादम्बरी तत्र ता तस्य पुस्तकस्य रचयिता वर्तते रविबेळगेरे इति कर्नाटकया मैसूरस्थः

वामाचारस्य प्रयोगः यथा यथा वदामः किमुच्यते बहुत्र इदानीं प्रेतादीनां वासः इत्यादिकं वयं कथां ग चलनचित्रेषु द्रष्टुं शक्नुमः शक्नुमः तथा तत्रापि बहु बहु बहु तस्मिन् विषयेव कथं ते वामाचारमान्त्रिकाः कथं कुर्वन्ति तस्य प्रयोगः कथं विद्यते इदानीं कपालस्य प्रयोगः कथं क्रियते इत्यादि विषये तत्र बहु चर्चितः एव अस्ति पुनश्च अघोरीजनाः नागासाधवः कथं भवन्ति तेषां जीवनशैली कथं भवति इत्यदि विषयः तत्र बहु स्पष्टतया अस् स्पष्टतया द्रष्टुं शक्नुमः अहं पुनः पुनः किमर्थं पठया पठामि इत्युक्ते तत्रत्य विषयानहं ज्ञातुम् इच्छामि प् पुनश्च यदा वयं पठामः तदा तथा ज्ञानं वर्धते इत्यतः तत् पठितुम् अहं बहु इच्छामि अहं त तत् पुस्तकस्य पुस्तकस्य चलनचित्रमपि द्रष्टुमिच्छामि किमर्थम् इत्युक्ते तत्रत्याः कथाः तावद् दृश्यते चेत् सर्वेषां कृते रोचते इति